मम स्थाने सामान्याः पारम्परिकाः व्यञ्जनानि वा खाद्यानि वा बहूनि सन्ति व्यञ्जनं कर्तुं गृहे एव शाकानां वर्धनं कुर्वन्ति जलपूरणं सर्वं सम्यक् कुर्वन्ति उत्तमभोजनं गृहे एव सिद्धतां कुर्वन्ति गणेशचौथी पर्वणे मोदकं पञ्चकञ्जायः इत्यादि इत्यादयः भक्षाः सम्प्रदायः अस्ति अस्माभिः उत्तमं भोजनं कर्तुं विंशति किलो मीटर् दूरम् एव गन्तव्यं तत्र मीनाक्षीभवनम् इति उपहारमन्दिरं सम्यक् अस्ति सुन्दरपरिसरम् अपि अस्ति खाद्याः रुचिकराः सन्ति बहूनि बहुजनाः आगच्छन्ति तत्र खाद्याः सम्यक् कुर्वन्ति अतः बहुजनाः आगच्छन्ति